इदानीं मया दृष्टस्य चित्रस्य कथां विवृणोमि पृष्टभूमितः समुद्र समुद्रतटः अस्ति तथा च चित्रस्य बृहद्भागः नीलगगनम् अस्ति आकाशे केचन मेगाः सन्ति यदि च वयं समुद्रतटं पश्यामः तर्हि दूरतः केचनजनाः दृष्टं द्रष्टुं शक्नुमः एवं दूरे विद्यमानं मत्स्यबन्दननौगमपि द्रष्टुं शक्यते समुद्रतीरं तु जननिबिडमस्ति छात्राणां क्रीडा अपि समुद्रतीरे तु द्रष्टुं शक्यते सर्वे तु उत्सुका उत्साहरूपेण एव आस्वादनं कुर्वन्तः सन्ति सम समयस्तु सायङ्कालः पक्षिणस्तु स्व आवासगमनमार्गे सन्ति एवं च एदादृशरूपं कार्यं अत्र प्रचलति इति अनेन चित्रेण गृहीतुं शक्नुमः